मम धर्मः सनातनधर्मः वर्तते एषः धर्मः स्वास्थ्यविषये सम्यक्तया अस्मान् बोधयति कथमिति चेत् ब्रूमः अहरहः सन्ध्याम् उपासीत इत्यमुं विषयम् उपदेष्टि सनातनधर्मः सन्ध्योपासनकाले प्रारम्भे एव वयं प्राणायामं कुर्मः तेन प्राणायामेन अस्माकं वायुविकारः अपगच्छति तेन वयं स्वस्थाः भवामः अस्य सन्ध सन्ध्यावन्दनस्य त्रिकु त्रिशुकालेषु विधानं वर्तते प्रातः काले सूर्योदयात् पूर्वम् अथ च मध्याह्ने अथ च सायङ्काले तर्हि केवलं सन्ध्यावन्दनं कुर्मः तदा त्रिषु कालेषु अस्माकं प्राणायामः जायते तेन प्राणायामेन शारीरिकविकासः मानसिकविकासः एवञ्च आध्यात्मिकविकासः जायते